हरि ओम् आं हरि ओं भगिनी हरि ओं भगिनी कथमस्ति भवती भवत्याः नाम किम् उत्तमम् उत्तमं भवति कस्मिन् कक्षायां कस्यां कक्षायां पठति इदानीम् उत्तमम् उत्तमं अहम् एकं विषयं वक्तुम् इच्छामि अस्माकं पाठशालायां बहवः पाठ्येतरकार्यक्रमाणि सन्ति कलु जानाति वा भवती के के कार्यक्रमाः सन्ति अस्तु सङ्गीतम् कर्णाटकसङ्गीतम् अस्ति नृत्यम् अस्ति इतोपि चित्रलेखनमपि अस्ति भवती कस्मिन् कार्यक्रमे अपि भागं स्वीकृतवती वा उत्तमम् उत्तमम् इदानीं किं पाठयति तस्मिन् कक्ष्यायाम् गीतानि वा वर्णानि वा गीतानि पाठयति वा अस्तु अस्तु उत्तमम् उत्तमम् अस्माकं पाठशालायाः कार्यक्रमे एकवारं भवति अपि गातव्यं भवद्भिः अस्तु अस्तु अनन्तरं नूतन कार्यक्रमाः अपि प्रारम्भं कूर्मः इति अहं चिन्तयामि भवती तस्मिन् तेषां तेषु अपि भागं स्वीकरणीयम्

के के कार्यक्रमाः इति अहं वदामि मृत्तिकया घटनिर्माणं घटनिर्माणम् अनन्तरं कथारचनम् अनन्तरं वीणावादनम् अपि भवती भवती कस्मिन् विषये आसक्तिः अस्ति भवत्याः उत्तमम् उत्तमं भवत्याः नाम ददातु अनन्तरं भवत्याः सख्यः अपि सन्ति खलु बहवः ते अपि कस्मिन् कार्यक्रमे आसक्तिः अस्ति चेत् नामानि दातव्यम्

अस्तु अस्तु उत्तमम् उत्तमम् उत्तमं भगिनी धन्यवादः